वर्तमाने जगति नगरेषु ग्रामेषु च जीवनपद्धतिः जीवनपद्धतिः परिवर्तिता जाता अस्ति प्रायः सात्विकी दिनचर्या सर्वैरपि मनुष्यैः आश्र आश्रयणीया भवति किन्तु अद्यत्वे मानवाः तथा न कुर्वन्ति तेषां दिनचरी भिन्ना तेषां भोजनं तेषाम् आहारः तेषां कार्याणि एतत् सर्वं मनोरञ्जनसाधनानि मनोरञ्जनसमयः एतत् सर्वम् भिन्नं भिन्नं भिन्नं जायमानमस्ति एतेषां शरीरस्वास्थ्यं महत् महान् प्रभावः भवति अतः वर्तमाने जगति ये केपि नूतनरोगाः जायन्ते तेषां पृष्ठे कुत्रचित् विज्ञानस्य उन्नतिः इत्यपि एकं महत् कारणम् अस्ति एव एतेषां निवारणाय किं करणीयमिति प्रश्नश्चेत् केवलं विज्ञानेन अस्माकं कृते याः सुविधाः याः यानि सौविध्यानि दत्तानि सन्ति तेषां सीमितम् अनुकूलितञ्च प्रयोगं वयं कुर्महे यदि एवं करिष्यामश्चेत् निश्चयेन विज्ञानम् अस्माकं कृते एकम् वरदानं सिद्धं भविष्यति पुनश्च जीवनमपि सामान्यं भविष्यति रोगाणां निवारणस्य कृते एषः सामान्यः उपायः